मम अभिप् मम अभिप्राये जगतः अभिवृद्धिः नाम केवलम् आर्थिकाभिवृद्धिः न यदि देशे अथवा स्थाने स्थाने जनानां संस्काराभिवृद्धिः संस्कृतिक सांस्कृतिक अभिवृद्धिः मनोविकासः बौद्धिकचिन्तनं राष्ट्रविषये प्रेमजागरणं इत्यादि विषये यदि चिन्तनं भवति तर्हि जगतः अभिवृद्धिः भवति एकस्यापि देशस्य अभिवृद्धिः भवति इति मम अभिप्रायः अतः एकैकस्य देशस्य अभिवृद्धिः भवति चेत् जगतः अभिवृद्धिः भवत्येव